महोदयः अहम् अत्र मेणसे मध्ये न होस्टल् मध्ये निवसामि इदानीं परन्तु अहं बहिः निवसितुम् इच्छामि तत्र मम युनिवर्सिटि पार्श्वे एव भवत्याः गिडि होम् स्टे ए एतद् अहं दृष्टवति तर्हि सेण्ट्रल् संस्कृत् युनिवेर्सिटि हा आम् तर्हि अहं तत्र निवसितुम् इच्छामि भवत्याः हा भीडे होम् स्टे मध्ये तर्हि किञ्चिद् भवति व वदति वा किं क कियत् प्रश् प्रकोष्ठाः सन्ति स्थानाः स्थानाः विषयाः न अहं तु एकाकि एव अस्मि अहो अहं इच्छामि अत्र इच्छामि अहं किमपि न कर्तुं शक्यते वा भवति एकमास एकमासस्य कृते एव अव् अपेक्षितं

न एतद् अहं विश्वासम् अय् एतद् अहं विश्वासं दास्यामि अहं समीचीनं कृत्वा एव धरामि

आं छात्रा अस्मि अहं अस्तु किमपि न्यूनं न भवितुं शक्यते वा अस्तु तर्हि

अस्तु अस्तु तत्र जलव्यवस्था कथमासीत अस्तु अनन्तरं तत्र आम् आं मेण्टेनेन्स् अहं सम्यक्तया करोमि अनन्तरं सर्वे पार्श्वे एव सन्ति आपणम् आदि सेक्युरिटि गार्ड् सन्ति सर्वे अस्तु सेक्युरिटि गार्ड् इत्यादि सन्ति वा अस्तु अस्तु धन्यवादः